अस्माकं प्रदेशे जलसमस्या वातावरणसमस्या मार्गे गमनस्य समस्या इत्यादिकम् आसीत् तदा तत् प्रदेशियाः सर्वे मिलित्वा महानगरपालिकां प्रति निवेदनं निवेदनं कृतवन्तः तदा पालिका अधिकारिणः आगत्य तत्र सर्वेषाम् वीक्षणं कृत्वा अनन्तरं जनाभिप्रायमपि संदृष्य पालिकया यत् यत् कर्तुं शक्यते तत् सर्वं कृतवन्तः विशिष्य तत्र लोकयानं प्रवेष्टॄनां कृते स्थानकं नासीत् तदपि ते निर्मितवन्तः अनन्तरं तत्र समीपे एव जलस्य पानव्यवस्था अपि पालिकया कृता एवं सर्वकारः अन्यान्यरीत्या साहाय्यं ददाति